भारतस्य संस्कृतेः इतिहासस्य च अवगमने रामायणं महाभारतं द्वयमपि मुख्यपात्रं वहति पश्यामः चेत् रामायणे अग्रजः अनुजः तयोः अनुबन्धः पित् पित्तृवाक्यपरिपालनम् सीतायाः पतिव्रताशक्तिः सर्वं भिन्न भिन्न गुणाः सन्ति महाभारते दुष्टाः कौरवाः शिष्टाः पाण्डवाः च आसन् तत्र प्रीतिः द्वेषः असूया सर्वं सन्ति भिन्न भिन्न पात्राः सन्ति वयं सर्वदा धर्ममेव अनुसृत्य जीवनं करणीयम् महाभारतयुद्धे पाण्डवाः एव विजयं प्राप्तवन्तः भगवान् श्रीकृष्णः अपि पाण्डवैः सह एव जीवनं कृतवान्